उडुपिनगरे श्रीकृष्णमन्दिरमस्ति मध्वाचार्येण निर्मितं मन्दिरं सप्तशतवर्षात् प्राक् अत्र मध्वाचार्येण श्रीकृष्णप्रतिष्ठापनं कृतम् अस्ति अतः अत्र बहवः जनाः भक्ताः आगच्छन्ति यात्रार्थिनः अपि आगच्छन्ति तेन कारणतः अत्र बहवः जनाः उद्योगमपि प्राप्तवन्तः अत्र समीपे एव पाजक इति एकं क्षेत्रमस्ति तत्र मध्वाचार्यस्य जन्मस्थानमिति तस्य जन्मस्थानं गृहमपि तत्र वर्तते तत्रापि बहवः जनाः माध्वजनाः आगच्छन्ति तत्र क्षेत्रदर्शनार्थं गच्छन्ति समीपे मल्पे समुद्रतीरमस्ति तदपि बहु समिचीनं प्रसिद्धमस्ति तत्रापि सप्ताहस्य अन्ते विरामकालेषु सहस्राधिकजनाः तत्र आगच्छन्ति अनन्तरं धर्मस्थलमञ्जुनाथस्वामिदेवालयः अपि तत्र बहु प्रसिद्धमस्ति तत्रापि सहस्र सहस्रजनाः सप्ताहस्य अन्तिमदिने भानुवासरे एतादृशविरामकाले आगच्छन्ति अनन्तरं मुरुडेश्वर इति अस्ति तत्र समुद्रतीरे एव ईश्वरदेवालयः अस्ति तत्रापि बहवः जनाः यात्रार्थिनः आगच्छन्ति अतः प्रसिद्धयात्रास्थलमित्येव वक्तुं शक्यते अनन्तरं पिलुकुलनिसर्गधामः इति मङ्गलूरुसमीपे वर्तते एतादृश बहवः स्त बहूनि स्थलानि अत्र सन्ति यात्रार्थिनानाम् आगमनार्थम् अतः बहु प्रसिद्धपरिसरः इति वक्तुं शक्नुमः